धर्मग्रन्थेषु श्रीमद्भगवद्गीतायाः द्वितीय अध्यायस्य सप्तचत्वारिंशत्तमश्लोकाः मां प्रभावयन्ति तत् श्लोकः निष्काम कर्मविषये वर्तते कर्मण्येवाधिकारस्ते मा फलेषु कदाचन मा कर्मफलहेतुर्भूर्मा ते सङ्गोऽस्त्वकर्मणि एतद् श्लोकः मां प्रभावयन्ति एतद् श्लोकस्य अर्थः एवमस्ति कर्मण्ये एव भवतः अधिकारः अर्थात् भवान् केवलं कर्मं करोतु फलं फललाभं किं फलं लभ्यते किं फलं न लभ्यते एतद् मा पश्यतु सम्पूर्णफलस्य आकाङ्क्षा त्यागं कृत्वा केवलं कर्मं करोतु तत् एव भवतः कर्मः भवतः अधिकारः यत् फलम् अस्ति वा तत् कर्मस्य कृते यत् फलं लभ्यते तत् स्वयं भगवान् श्रीकृष्णः एव पश्यन्ति भवान् फललाभस्य विषये किमपि चिन्तां मा करोतु सम्पूर्णं निष्कामं भूत्वा किं फलं नब् लभ्यते न लभ्यते एतत् आकाङ्क्षा सम्पूर्णं त्यक्त्वा भगवान् श्रीकृष्णं स्मरणं कृत्वा तस्य उपरि फलस्य फललाभस्य यत् भवतः किमपि अस् आकाङ्क्षा अस्ति तत् तस्य उपरि त्यक्त्वा केवलं स्वस्य कर्मं करोतु तत् एव भवतः अधिकारः